मया अस्मिन् अस्मिन् वेब्सैट् मध्ये एकं कुर्ता स्वीकृतं तत् तु बहु सम्यक् अस्ति यथा अहं सैज़् कलर् सेलेक्ट् कृतम् आसीत् मया समानम् एव आगतं वस्त्रस्य क्वालिटी अपि बहु उत्तमम् अस्ति अवश्यम् इतोऽपि अन्यदेकवारं स्वीकर्तुं योग्यम् अस्ति तेषां स्टिच्चिङ्ग् अपि उत्तमम् अस्ति तत्र बट्टन्स् यद् ते उपयोगं कृतवन्तः तदपि उत्तम क्वालिटी एव अस्ति आहत्य एतद् वस्त्रं तु उत्तमं तथा उपयोगी एव अस्ति